संस्कृतभाषायाः सामान्यज्ञानमहं मम मातुः सकाशात् प्राप्तवान् तदुत्तरं यदाहं दशमकक्षायाम् आसं दशमकक्षां समाप्य संस्कृतभारत्याः एकस्मिन् सम्भाषणशिबिरे गतवान् तदनन्तरं कविकुलुगुरुकालिदाशसंस्कृतविशेषः विश्वविद्यालये गत्वा तत्र मया पठनं संस्कृताध्ययनम् आरब्धं ततः ईषदिषद् संस्कृतभाषणं तथैव संस्कृतलेखनं पाचनं तथा संस्कृतशब्दानां श्रवणं यथा विश्वविद्यालये सर्वैः संस्कृतव्यवहारः क्रियते तेन संस्कृतस्य श्रवणम् अद्य अद्य अत्याधिकं भवति एतैः माध्यमैः अहं संस्कृतभाषाम् अधीतवान् आदौ तु पाठः आदौ आदिकाले अहं यदा संस्कृतं पठितुम् आरब्धवान् तदा एकम् एकं वाक्यं वा यथा मम मातृभाषा मराठि अस्ति तर्हि मराठ्यां तद्वाक्यं विचिन्त्य संस्कृते अनूद्य अनूद्य तथा वदामि स्म कालान्तरेण तथा व्यवहारः तथा मम अभ्यासः जातः यदहं विना तद् वाक्यं वाक्यस्य अनुवादं कृत्वा अपि भाषितुं शक्नोमि साक्षात् संस्कृते एव मम विचारः जायमानः वर्तते एवम् अहं संस्कृतभाषाम् अधीतवान्